मया बहूनि कार्याणि न साधितानि परन्तु साधितानि यानि कानिचित् कर्माणि सन्ति तत्र अतीवं धन्यताविषयकं कार्यं चेत् पाठनं एव यतः अस्मासु विद्यमाना या विद्या तां विद्यां अन्येषां कृते पाठयामः चेत् तदानीम् अस्माकं विद्यमाना अस्मासु विद्यमाना विद्या इतोऽपि वर्धते अन्यत्र तावत् नाम धनादिषु तावत् यदि व्ययः क्रियते तस्य वर्धनं न भवति परन्तु विद्या तावत् एतादृशं धनं यत् व्ययीक्रियते चेत् इतोऽपि वर्धते तस्मात् मया साधितेषु साधितेषु कार्येषु धन्यतां आनीतं कार्यं भवति पाठनं